अयि भोः संस्कृतप्रणयिनः दिनेस्मिन् वयं सर्वे मिलित्वा स्मृतीनाम् विस्तारविषये किञ्चित् परिचयं प्राप्नुमः यतोहि अस्माकं देशे बहुकालतः स्मृतीनां रचनादिकं जातमस्ति तत्रापि याज्ञवल्क्यस्मृतिः मनुस्मृतिः पारा पराशरस्मृतिः एवं स्मृतयः बह्व्यः सन्ति तासां सर्वासां स्मृतीनां विषयज्ञानम् अतीव गभीरं वर्तते अतीवविशालमपि वर्तते किन्तु तत्सर्वमपि वयम् अल्पे काले सम्पादयितुं न शक्नुमः अतः शालादिषु महाविद्यालयेषु अपि स्मृतीनां विषये किञ्चित् किञ्चित् भागं विद्यार्थिनां कृते परिचयः भवतु इति शिक्षणाधिकारिणः स्थापयन्ति विशेषतया स्मृतिशब्दस्य स्मरणमित्यपि अर्थः भवति येषां स्मरणशीलाः शीलता अधिका भवति ते स्मृतिशीलाः इति शब्देन व्यवह्रियन्ते अस्माकं मनुस्मृतौ तावत् मानवानाम् आचरणादिकं कथं भवेत् इत्यादिविषये सुदीर्घं कृतमस्ति विवरणं तद्विषये वयम् आगामिनि तत्र विशेषसन्दर्भेषु वयं चिन्तनं कुर्मः स्मृतीनां विषये अत्रापि मम स्मरणशीलता न्यूनत्वात् तद्विषये अधिकं वक्तुम् इदानीं न पारयामि स्मृतयः सर्वे ही अध्येयाः सन्ति अतः स्मृतीनां विषये इतोपि विस्तारविषये अहम् अग्रे यथामति कथयितुं प्रवृत्तो भवामि